भवान् सुखमस्ति वा प ममेकं एकौण्ट् मे एकं ई मेल् सूचनाम् आवाप्नोत् डिजिटल् लोकर् विषये तत् निवेदयितुम् अहं कोल् करोति